आम् ग्रामीण समुदायस्य केचन युवानः कृषिं जीविकास्थानत्वेन तथा जीवनपद्धतिवत् अपि पश्यन्ति यतोहि कृषिः एव मानवानां मूलस्तम्भः कृषिं विना आहार उत्पन्नं न शक्यम् यदि आहार उत्पत्तिः एव नास्ति तर्हि मानवः जीवितुं न शक्नोति एतं विषयं मत्वा युवानः कृषिं जीविकास्थानवत् जीवनपद्धतिवत् स्वीकृतवन्तः सन्ति युवानः अधुना यद्यपि विशेषतया कृषेः अध्ययनं पदवीं न प्राप्तुवन्तः चेदपि कृषिं सलाह केन्द्रानां सहायेन कृषौ नूतन मार्गान् अनुसरन्ति